दिनस्य दिनं पूर्तिः जलस्य आवश्यकता अस्ति इति बहूनि वस्तूनि मम गृहे अस्य सन्ति तत् पादपाः लताः शुनकः अजाः धेनुः धेनुः धेनवः पुत्र्यः मानवाः सर्वेषां जलस्य बहवः आवश्यकता अस्ति